मम गृहे दीपावलिपर्वणि तत्र कश्चन विशिष्टः आचारः आचर्यमाणः बहुकालात् तत्र दीपावलिपर्वणि दिनत्रयम् अस्माभिः अत्र परिवारे पूजादिकं क्रियते आयुधपूजा इति यत् दसरा प पर्वणि नवरात्रिपर्वणि कैश्चित् आचर्यते तत्तु अस्माकं तदा नैव सम्भवति आयुधपूजा इति अत्र दीपावलिपर्वणि एव अस्माभिः आचर्यते अतः तद्दिने आयुधपूजा दीपावलिपर्वणि अन्यतमदिने तत्र आयुधपूजा प्रचलति तत्र विद्यमानानि यानि आयुधानि सन्ति आयुधम् उपकरणानि तानि सर्वाणि सम्यक् स्वच्छीकृत्य संस्थाप्य तस्य कृते पूजादिकम् अस्माभिः क्रियते कृत्वा यत् यानि आयुधानि आवर्षम् अस्माकम् उपकारकाणि तेभ्यः मङ्गलं भवतु इति धिया तत्र पूजादिकं क्रियते एवम् आयुधपूजादिने एव तत्र वाहनानाम् अपि पूजा सम्भवति न तत्रापि एवं सम्यक् वाहनादिकं यद्यद् गृहे विद्यते तत्सर्वं वाहनं सम्यक् स्वच्छीकृत्य प्रक्षाल्य तत्र गन्ध हरिद्राकुङ्कुमम् इत्यादिकं लेपयित्वा पुष्पादिभिः अलङ्कृत्य तत्र पूजादिकं क्रियते तत्र एवं पूजादिकं क्रियते एवं लक्ष्मीपूजा अपि तत्र अन्यतमा लक्ष्मीपूजा दिवसे अपि माता लक्ष्मी या विद्यते तस्याः भावचित्रं संस्थाप्य तत्र तस्याः अपि पूजा अस्माभिः क्रियते एवम् अन्तिमे दिने पाड्य यद्विद्यते तस्मिन् दिने गोपूजा प्रचलति गोपूजा तु अत्यन्तं विशिष्टा श्रेष्ठा च अस्माकं परिवारे यतः गोमाता अस्मान् सर्वान् रक्षति आवर्षम् तया दत्तं क्षीरादिकं पीत्वा एव अस्माभिः जीवनं याप्यते अतः तत्र यत् यत् तत्र याः गावः सन्ति ताः सर्वाः सम्यक् प्रक्षाल्य तत्र षेडि इति किञ्चित् विशिष्टं लभ्यते तत्सर्वं लेपयित्वा अलङ् अलङ्कारं तेन साधनेन अलङ्कारम् तत्सर्वं संस्था लेपयित्वा अलङ्कारं कृत्वा तत्र अस्माकं प्रदेशे पूगफलं वर्धते इति कृत्वा पूगफलस्य एका विशिष्टा माला क्रियते तत्र किञ्चित् लता काचित् लता उपलभ्यते तया लतया एव तत्र पूगफलादिकम् सम्यक् मा न तया लतया पूगफलस्य मालां कृत्वा तत्र धेनूनां कृते अलङ्कारः अलङ्कारः क्रियते तत्र सिङ्गार इत्युच्यते अनन्तरम् पच्चतने इति यद्यु यदुच्यते तदपि संस्थाप्य तत्र अम्बाडियले इत्यपि उच्यते तदपि संस्थाप्य तत्र विशिष्टरीत्या अलङ्कारः अलङ्कारः तद्दिने गो गवाम् अलङ्कारः क्रियते एवं प्रातः गोपूजां समाप्य रात्रौ पुनः गोपूजां कृत्वा तत्सर्वं यद्यद्बद्धं तत्सर्वम् धेनवः तत् सर्वं खादन्ति य यदि अवशिष्यते अवशिष्टं सर्वम् रात्रौ एकवारं पुनः पूजां कृत्वा तत्सर्वं निष्कास्यते एवं तद्दिने एव तत्र ग्रामे विद्यमानाः सर्वे अपि तत्र अश्वत्थपूजा इति प्रचलति तत्र मिलित्वा आगत्य सर्व सर्वाभिः पून् सर्वैः पूजा क्रियते तत्र ये इच्छन्ति ते सर्वेपि तत्र गाम् आनयन्ति तत्र सर्वे नारिकेलादिकम् संस्थाप्य पूजां कृत्वा तत्रैव तत्सर्वम् प्रसादरूपेण स्वीकृत्य पुनः गृहं प्रति आगच्छामः एवं विशिष्टरीत्या इदम् आचरणं बहुवर्षात् आचर्यमाणः अस्माकं परिवारे